वर्तमानसमये विज्ञापनस्य अतीव महत्त्वपूर्णभूमिका अस्ति अस्माकं जीवने कारणं विज्ञापनस्य माध्यमेन अहम् अस्माकं देशस्य विषये अपि ज्ञातुं शक्नुमः अस्माकं देशे किं प्रचलति न प्रचलति एतत् विषये वयं ज्ञातुं शक्नुमः विज्ञापनस्य माध्यमेन केवलम् अस्माकं देशस्य विषये न विदेशस्य विषये अपि वयं ज्ञातुं शक्नुमः विज्ञापनस्य माध्यमेन समाजे जागरूकता आयाति विज्ञापनस्य माध्यमे वयं उद्योगस्य विषये अपि ज्ञातुं शक्नुमः कुत्र उद्योगः अस्ति कुत्र यु उद्योगः नास्ति एतत् विषये अपि वयं ज्ञातुं शक्नुमः एवं च समाजे किं करोति चेत् समाजस्य उन्नतौ उन्नतिः भविष्यति एवं च किं करोमि चेत् शम् समाजे ल् लाभदायकं भविष्यति एतत् विषये अपि वयं विज्ञापनस्य माध्यमे ज्ञातुं शक्नुमः विज्ञापनस्य माध्यमेन बहुविधज्ञानलाभं कर्तुं शक्नुमः वयं विज्ञापनस्य माध्यमेन वयं देशस्य का स्थितिः अस्ति आर्थिकसामाजिकी एवं च सांस्कृतिकी का स्थितिः अस्ति एतत् विषये ज्ञातुं शक्नुमः वि इदानींतनीयम् एकं विज्ञापनम् अस्ति जि ट्वेन्टि एवं च बेटी बचाव् भेटी पढाव् इत्यादिविज्ञापनमाध्यमेन वयं समाजे जागरूक नागरीकाः भवितुम् अर्हन्ति